तरणाभ्यासः मम बाल्यकले नासीत् परन्तु अस्माकं ग्रामे एकं पुष्करिणी वर्तते तत्र अहं यदा बाल्यकाले लघु आसं तदानीं मम ये बान्धवाः पिता पिता एते आसन् इदानीमपि सन्ति एतेषाम् साकमहं तत्र गत्वा शनैः शःनै तरणं तरणस्य अभ्यासं कृतवान् अभ्यासं कृत्वा कृत्वा किं भवति पुनः पुनः प्रयासः कृत्वा किं भवति अभ्यासः अभ्यासेन मम अत्र अधिगमः सञ्जातः तदानीं कालान्तरे अहं सम्पूर्णं यदा अभ्यासः समागतः इदानीम् अहं नद्यां भवतु लघु पुष्करिणी भवतु समुद्रे तु नाहं शक्नोमि तत् भोः कष्टं तदानीं शनैः शनैः पुनः पुनः प्रयासं तत्र तरणं तरणस्य अभ्यासः समागतः वृष्टिकाले किं भवति अस्माकं ग्रामे ल अस्माकं ग्रामे एका लघु नदी वर्तते तत्र मित्रैः साकं तत्र वयं गच्छामः तत्र तरणादिककार्यं कुर्मः ग्रीष्मकाले बहु यदा आतपः समागच्छति तदानीं वयं बहु कालं पर्यन्तं तत्र गत्वा जले नाम पुष्करिण्यां वयं तरणं कुर्मः पुनश्च नदी भवति चेत् इतः तस्मिन् पार्श्वे गतं गन् गन्तव्यं चेत् वयं तरणं कृत्वा कृत्वा एव गच्छामः यावद् भवति नाम बहुकालं तरणस्य अभ्यासं कृत्वा कृत्वा इदानीम् अहं जले अपि नाम जले अपि तरितुं तरितुं शयनं कर्तुम् अपि शक्नोमि मम एकम् एकं मित्रं मित्रम् आसीत् सः तरणं कृत्वा कृत्वा मध्ये मध्ये एवं शयनमपि करोति तादृशं तस्य सामर्थ्यम् आसीत् इदानीमपि सः तथा करोति एवं जलं जलस्य उपरि अपि तरणं कर्तुं तरणं कर्तुं तरणं कर्तुं मम सामर्थ्यमस्ति पुनश्य जलस्य अन्ततः इतः ततः गन्तुं सामर्थ्यमस्ति एवं प्रकरेण तरणस्य मम अभ्यासः अस्ति